अस्माकं ग्रामे सर्वकारीयव्यवस्थायाः अभावः इति बहु प्राशस्त्यं दत्त्वा वक्तुं किमपि नास्ति किन्तु सर्वत्र किं समस्या भवति तदेव समस्या अस्माकं ग्रामे अपि सामान्यतया भवति दुष्टलोकस्य वा इति प्रथमविचारः वर्तते दुष्टलोकसेवा अपि अस्तीति वक्तिं वयं शक्नुमः किन्तु अधिकप्रमाणे अत्र एवम् अस्ति इति वयं किमपि वक्तुं समर्थाः न स्मः अत्र लोकसेवा सम्यक् अस्ति इति वयं वक्तुं शक्नुमः अत्र इदानीम् इत्युक्ते एकस्मिन् अथवा वर्षद्वये एव सर्वकारस्य बहु योजनानाम् प्रयोजनं जनाः स्वीकृतवन्तः एव अत्र समीपे एव आरक्षकव्यवस्थाम् अपि नूतनं कृतवन्तः अनन्तरम् कोरोना सन्दर्भे अपि अस्माकं प्रदेशे सर्वकारतः बहु लाभं जनाः स्वीकृतवन्तः इत्युक्ते जनेभ्यः भोजनार्थम् अपि तस्मिन् सन्दर्भे बहु कष्टकरम् आसीत् तदा सामान्यजनाः बहुकष्टकरेण जीवनं यापितवन्तः तदा सर्वकारः सर्वजातिजनेभ्यः अपि उत्तमसहकारं दत्त्वा जनानां कृते बहु तृप्तिं दत् दत्तम् इति वक्तुं शक्नुमः तदर्थं गत पञ्चवर्षे यः अत्र अधिकारिः आसीत् सः एव अस्मिन् पञ्चवर्षे चुनायितः अभवत् तदेव अस्य सहायेन वयम् अत्र जनाः तृप्ताः इति वयं घण्टाघोषेण वक्तुं शक्नुमः पर्यावरणस्य क्षरणम् इति अत्र अस्ति पर्यावरणस्य क्षरणम् प्रशासनं कुर्वन्ति अस्ति नास्ति इति वयं वक्तुं न शक्नुमः किमित्युक्ते अत्र नूतनरस्था निर्माणसन्दर्भे तथा नूतन नूतनकछेरीमित्यादिकं करणसन्दर्भे अपि अत्र पर्यावरणस्य हा हानिं कृतवन्तः इति वयं सामान्यतया वक्तुं शक्नुमः किन्तु अस्य सहायेन जनाः तेषां जीवनम् उत्तमरीत्या रूपित रूपितवन्तः इति वयं जानीमः केवलं जनानाम् उपकारार्थं पर्यावरणस्य क्षरणम् अत्र प्रशासनं कृतम् एतद्विहाय अन्यत् किमपि समस्यां पर्यावरणविषये प्रशासनं न कृतम् केचन प्रदेशे प्रशासनं केवलं स्वार्थसाधनार्थम् अरण्यनाशं तथा अकेशिया इत्यादिक सस्य सस्यवर्गस्य वर्धनम् इत्यादिकं सामान्यतया कुर्वन्ति किन्तु अस्माकं प्रदेशे तादृशं किमपि समस्या प्रशासनं न कृतमस्ति अत्र केवलं जनानाम् उपयोगार्थं प्रशासनम् एतादृशं सर्वकार्यं कुर्वन्नस्ति अस्य विषये जनानां सहकारम् अपि अत्र द्रष्टुं श्क्नुमः अत्र स्वास्थ्यम् इत्युक्ते सम्यक् एव अस्ति जनाः केवलं सोदरभावनायाम् एव अत्र जीवनं यापयन्तः सन्ति सामाजिक अशान्तिः इति अत्र यदा कदापि भवति नास्ति इति वयं वक्तुं न शक्नुमः गतवर्षे अथवा वर्षद्वयात् पूर्वम् अस्माकं ग्रामे एकदा सामाजिक अशान्तिः अभवत् इत्युक्ते धर्माधर्मीयानाम् मध्ये कलहमपि अभवत् किन्तु एतत् सामान्यम् इति कदापि एतत् सामान्यम् इति न केवलं एकवारम् अत्र अभवत् तद्विहाय अत्र सामाजिकशान्तिः अस्ति इति सामाजिकशान्तिः अस्ति इति वयं वक्तुं समर्थाः सन्ति अत्र राजनैतिकसमस्या इति किमपि नास्ति अस्माकं प्रदेशे राजनैतिकाः अथवा प्रशासनीयाः सर्वजन जनानुरागी एव अस्ति जनसामान्यानां मध्ये एव सः वर्तते तदर्थम् अत्र राजनैतिकसमस्या इति किमपि नास्ति अनन्तरं प्रशासनस्य सर्वयोजनान् जनाः प्राप्तुं किमर्थं विफलाः भवन्ति इति वयं किञ्चित् अन्वेषणं कुर्मः इति अस्ति चेत् जनाः प्रथमतया सर्वकारस्य सर्वयोजना विषये न जानन्ति केचनाः केवल केचन विषयान् एव कानिचन विषयान् एव जानन्ति किन्तु सर्वविषाये विषये जनाः तावत् ज्ञानिनः न सन्ति तदर्थं प्रशासनस्य सर्वयोजनानाम् उपयोगं जनाः न कुर्वन्ति इति वक्तुं वयं शक्नुमः तद्विहाय प्रशासनस्य इति किमपि समस्या नास्ति केवलं जनाः तद्विषये किञ्चित् ज्ञानं प्राप्तव्यमस्ति यदा जनाः प्रशासनस्य योजनानां विषये सम्यक् ज्ञानं प्राप्नुवन्ति तदा जनाः प्रशासनस्य सर्वयोजनानां प्रयोजनं निश्चयेन प्राप्तुं शक्नुवन्ति इति वक्तुं सन्तोषः भवति